मम पाकायां सुवर्णकं कारवेल्लं च कठिनम् एतावत्पर्यन्तं तस्य उपयोगं न कृतवती सुवर्णकस्य कर्तयितुमेव महती शक्तीः आवश्यकी एतवात् प्रयासः कृत्वा अपि पाकं करोमि चेत् सेवनसमये केषाञ्चनजिह्वा कन्डूयनं भवति अन्यथा पाकसमयं अधिकं स्वीकरोति तदर्थं तस्याः शाकायाः पाकं कर्तुं प्रयासः न कृतः कारवेल्लम् अपि तस्य विषयं पश्यामः चेत् तस्याः शाकायाः रुचिः तिक्तः तिक्तरुचिं न्यूनं कर्तुं तिन्त्रिणी गुडं लवणं कटुः च अधिकं योजयित्वा पाकं करणीयं भवति अतः तस्य प्रयासः अपि न कृतः एतादृशरुचिं गृहजनाः अपि न इच्छन्ति अतः प्रयासः अपि न कृतः